जनानां शारीरिकमानसिकस्वास्थ्ये क्रीडानां योगदानं बहु अधिकं अस्ति सर्वे वयस्काः बालाः तरुणाः वृद्धाः नित्यं किमपि क्रीडन्ति चेत् तेषां मानसिकशारीरिकस्वास्थ्यं सम्यक् एव भवति अद्यतनकाले वयं पश्यामः शालासु अपि क्रीडाङ्गणानि न सन्ति अतः बालाः सर्वदा गृहं आगत्य दूरवाणी पश्यन्तः भवन्ति न क्रीडन्ति अतः एव तेषाम् इम्युनिटी इति यद्वदामः तद्बहु न्यूनं जातं इति वयं द्रष्टुं शक्नुमः एव अतः वयं बालानाम् अपि प्रेरायामः पाठशालासु क्रीडाङ्गणं नास्ति चेदपि वयमेव कुत्रचित् नयामः गृहस्य समीपे यद् उद्यान वनं अस्ति क्रीडाङ्गणं अस्ति तत्र गत्वा ते क्रीडन्ति चेत् तेषामपि आरोग्यं सम्यक् भवत्येव इदानीं ये ज्येष्ठाः सन्ति तेषु अपि वयं ज्येष्ठाः इत्येव न इदानीं युवाः अपि बी पी शुगर् इत्यादि रुग्णपीडिताः सन्ति अतः एतत् बहु सामान्यं अभवत् वयं वैद्यस्य समीपे गच्छामः चेत् अपि वैद्यः अपि एतद् एव वदति व्यायामः करणीयः इति तद् एतस्य प्रभावं एतस्य उपयोगः सर्वे जानन्ति अतः अधिकाधिकं अहमपि किञ्चित् क्रीडाविषये व्यायामविषये किञ्चित् समयं यापयामि एव प्रतिदिनम्